आम् वयं नलिका जलं प्राप्नोमि प्राप्नुमः अन् यदि न प्राप्नोते तत् तदा जीवनं कष्टं आगच्छति अभवत् नलिकाजलं नास्ति चेत् वयं कूप्यां नद्यां आनेतुम् गन्तुम् अर्हति अस्माकं गृहे एव प्राप्नोति चेत् बहु सुलभः आगच्छति अस्माकं नलिका जलं नलिका जलं तु बहु स्वच्छमेव अस्ति परन्तु वयं स्वच्छीकरणयन्त्रमपि स्थापितवन्तः अतः जलं अधिकं स्वच्छं भवति इति अस्माकं चिन्तयामि चिन्तयामः नलिका जलं न प्राप्नोति चेत् अस्माभिः नद्यां गन्तव्यः गन्तव्यः अतः एतत्तु बहु सुलभं अभवत्